लाक्डौन् काले अहम् अनेक नूतनखाद्यानां प्रयत्नं कृतवती तन्मध्ये कानिचन विशिष्टानि खाद्यनि अपि कृतवती विशेषतः मम पुत् पुत्र्याः कृते नूडल्स् पास्ता पिज़ा इत्यादि आंग्लखाद्यनि तथा अस्माकं पारम्परिकखाद्यानि भिन्नभिन्नदोसा मधुरं इति खाद्यनि कर्तुं प्रयत्नं कृतवती मम गृहे पारम्परिकखाद्यानि तथा विदेशीखाद्यानि सर्वे इच्छन्ति